व्याक्रियन्ते व्युत्पाद्यन्ते शब्दाः अनेन इति व्याकरणं मम शास्त्रं व्याकरणशास्त्रं वर्तते तत्र नव आचार्याः पूर्वाचार्याः वर्तन्ते परन्तु मुख्यतया व्याकरणशास्त्रस्य पाणिनिमहर्षिः प्रणेता वर्तते तत्र पाणिनिः अष्टाध्याय्याः प्रणेता तत्र अष्टाध्यायां चतुस्सहस्राणि सूत्राणि सन्ति तत्र व्याकरणं कथम् आवश्यकम् इत्युक्ते रक्षार्थं वेदानाम् अध्येयं व्याकरणं वेदानां रक्षणार्थं व्याकरणम् अत्यावश्यकं यतोहि शब्दानां कः अर्थः किं तस्य तात्पर्यम् इति ज्ञानं व्याकरणेनैव भवति यतोहि व्याकरणे एव धातुः प्रत्ययः इति भेदः दृश्यते व्याकरणेनैव अर्थान् ज्ञातुं शक्नुमः तत् तत् वेदार्थं ज्ञानार्थं व्याकरणम् अध्येतव्यमेव